मम इष्टतमानि बैक् यानानि हीरो होण्डा कम्पनीतः यानि यानानि दृश्यन्ते सन्ति तानि सर्वाण्यपि प्रस्तुते मम समीपे हीरो हेच् एफ़् डिलेक्स् इति बैक् यानम् अस्ति मम ड्रीम् बैक् नाम अहं किं यानं क्रेतुम् इच्छामि इति प्रश्ने सति अहं यूनिकान् इति होण्डा कम्पनीतः सज्जीकृतं बैक् यानं क्रेतुम् इच्छामि यतो हि पूर्वम् एतस्य हीरो बैक् स्वीकरणात् पूर्वं मम मनसि यूनिकान् एव आसीत् किन्तु तत् यानं बहु भारकं वर्तते अतः प्रथममहम् एतद्यानं पश्यामि तदनन्तरम् एतस्मिन् अहं परिणतिं प्राप्नोमि तदनन्तरम् अन्यद्यानं स्वीकरोमि इति विचिन्त्य इदानीं हीरो स्वीकृतवान् अस्मि तद्यानं बहु समीचीनतया कार्यं कुर्वदस्ति मां बहुधा उपकरोति सर्वदा निश्चिते काले निश्चिते स्थाने मां प्रापयति पुनश्च सर्विस् इत्यादिकं बहु सुलभं वर्तते अतः अहं हीरो यानम् इच्छामि यूनिकान् यानं क्रेतुम् इच्छामि